पशुषु शुनकानां यदि स्वीकुर्मः तर्हि तेषां राबिस् इति एकः रोगः प्रसिद्धः एव तत् किम् आगच्छति तेषाम् एकः रोगः वर्तते सः यत् तत् अत्यन्तं वेगेन तेषां तस्य अस् नाम व्यावृत्तिर्भवति सः यदि लब्धः तर्हि वयं यदि तादृशान् रोगः रुग्णान् शुनकान् स्पृशामः तर्हि अस्माकम् अपि आग्च्छति सः एव रोगः अतः तेषां कृते सूचिका दीयते इञ्जक्षन् इति उच्यते सूचिका दीयते तत् याण्टी राबीस् इति एका सूचिका वर्तते सा दीयते पुनः भोजने किं दातव्यमित्युक्ते यद् वयं भुञ्जामहे नाम बिस्केट्स् क्षम्यतां रोटिका पुनः यदि इदानीम् आधुनिकजनाः यत् यत् भोजनं कुर्वन्ति आपणात् आपणे बहवः इदानीं यद् स्वास्थ्यार्थम् अस्माकं स्वास्थ्यार्थमेव समीचीनं नास्ति तर्हि तदेव वयं यदि शुनकानां कृते दद्मः दद्मः तर्हि तेषां तेषाम् इतोऽपि स्वास्थ्यम् अन्यथा भवति अतः यद् वयं खादामः यस्मिन् शर्करा भवति पुनः लवनं भवति किं तिक्तः तिक्तरसः अत्यन्तं भवति तादृशभोजनानि भोजनपदार्थान् वयं शुनकानां कृते दातुं न शक्नुमः तदातिरिच्य रोटिका यदा वयं खादामः रोटिका पुनः अन्नं दध्यन्नं दध्यन्नेन साकं ग् गा गर्जरं गर्जरं पुनः यत् प्रकृतितः आनीयते तद् वयं दातुं शक्नुमः किन्तु यदि यद् वयं निर्मामः निर्मामः यदि अस्माकम् अस्माभिः निर्मीयते खलु विकृतिं विकृतिवशात् निर्मीयते अस्माकम् अस्माभिः तद् दातुं न शक्नुमः विशिष्य यस्मिन् शर्करा वर्तते तद् न दातव्यमेव यदि तद् दीयते तर्हि तद् विषतुल्यमेव भवति शुनकानां कस्मिन् किमपि वा जातीयं स्वीकुर्वन्तु शुनको वा भवतु शुकः वा भवतु पुनः धेनुः वा भवतु यद् वयं विकृतिः विकृतिपूजां भूतं भोजनं वयं भोक्तुं न शक्नुमः तद् कथं पशूनां कृते दातुं शक् नशक्नुमः अतः तद् न दातव्यं यदि तादृशं किमपि दत्वा तेषाम् उदरे कोऽपि क्लेशः अनुभूयते तस्मात् रोगाः आगताश्चेत् तदर्थमपि सूचिका दीयते औषधयः दीयन्ते डीवार्मिङ्ग् गुलिका दीयते यदि तत् दीयते चेत् उदरः उदरः शुद्धः भवति चेत् तर्हि चिन्ता नास्ति तावत् रुग्णाः न भवन्ति पुनः यदि ते रुग्णाः भवन्ति तर्हि अस्माकमपि सः रोगः आगन्तुं शक्नोति अतः जागरूकतया भाव्यं भवति